अहं तु मलेनाडुप्रदेशे वासं करोमि उत्तरकन्नडमण्डले मम ग्रामः विद्यते अस्माकं कुटुम्बः कृषिकुटुम्बः पारम्परिककृषिकार्यं वयं कुर्वन्तः स्मः मम पितामहः

अहमपि कृषिकार्यं तान् दृष्ट्वा तदनुगुणं कार्यम् अग्रे नयन् अस्मि प्रतिदिनं प्रातः प्रातः उत्थानं तदनुगुणं व्यवहारः अनन्तरं कृषिक्षेत्रे गत्वा कर्मकरैः सह यावत् कर्तुं शक्यते तत् कृत्वा मम चिन्तनानुगुणं तेभ्यः विषयमपि उक्त्वा कृषिकार्यं कुर्वन्नस्मि यदा वयं कृषिक्षेत्रं गच्छामः तत् क्षेत्रमेव अग्रे किं करणीयं किं करोति चेत् कथं भवति इत्यादयः विषयाः तत्र स्वयं ज्ञातः भवति अथवा भूमिः एव तान् विषयान् सूचयति एवम् एवं करोतु इति तदनुगुणतया वयं यदि कार्यं कुर्मः निश्चितरूपेण कृषिभूमिः अन्नं ददात्येव सर्वेभ्यः यदा वयं कृषिक्षेत्रं गच्छामः तत्रत्यवृक्षान् परिसरं वा पश्यामः तदा मनसि आनन्दः भवति आनन्दः भवति चेत् मानवः सुखं जीवनं यापयति तदा तदङ्गत्वेन तस्य जीवनमपि शुद्धं भवति तेन च तस्य स्वास्थ्यमपि

सुन्दरं भवति एवं प्रतिदिनं यदा गच्छामः कृषिकार्यं न कृषिक्षेत्रं तदा स्वास्थ्यं सम्यक् परिपालितं भवति

कृषकाः भवेयुः इति मम बलवती इच्छा